अहम् इदानीम् आर्डर् कृतं तद् होटेल् मध्ये तद् वडा इति सम्यक् नास्ति किन्तु तद् पूर्वमेव अहं कृतवती तद् द्वितीयवारम् आगतं तर्हि तद् भवती भवत्याः कृ कृते कोऽपि आगत्य अतद् ऐटम्स् भवती वापस् कर्तुम् अहम् इच्छामि किन्तु तद् बहु सम्यक् नास्ति किन्तु बहिः गत्वा अनन्तरं तदेव ऐटं भिन्नः भिन्नः टेस्ट् जातं तर्हि तद् किमपि अहम् आर्डर् न करोमि अनन्तरं वदामि किमपि अस्ति वा तत्र रुचिः कथम् अस्ति इति वदामि एतद् ऐटम् मम कृते मास्तु मम अहम् एतद् एतद् न कृतम् आर्डर् तर्हि एतद् एतद् ऐटं ीभवति भवत्याः कापि आगच्छति एतद् वापस् अहं करोमि वा इति एतद् रिमूव् करोतु इति किन्तु स् स्प स्पैसि नास्ति अत्र रुचिः किञ्चित् लवणं न्यूनं जातम् इति अस्तु वा प्लीस् आर्डर् तद् तत् त्यक्त्वा अनन्तरं भिन्नम् अहम् आर्डर् करोमि तद् आनयतु अस्तु वा